हा हरि ओम् कः किं लक्ष्मीकान्त किं लक्ष्मीकान्त वदतु एवं वा कक्षायां छात्रास्तावत् कोलाहलं कुर्वन्त्येव छात्राः कोलाहलं न कुर्वन्ति चेत् अन्ये के कुर्वन्ति सर्वत्र सर्वत्र सर्वत्र भवत्येव कोलाहलाः कोलाहलः भवत्येव परन्तु पाठने पाठने तथा रुचिः प्रदर्शयामः तर्हि छात्राः सर्वेऽपि निश्शब्दम् अनुष्ठानं कुर्वन्ति अत्र यदा कौशलं यदा पाठनसमये यदा पाठनसमये उदाहरणानि लौकिक उदाहरणानि देयानि यानि उदाहरणानि श्रुण्वन्ति चेत् छात्राः तूष्णीम् उपविशन्ति तादृशानि उदाहरणानि देयानि तदानीं छात्राः श्रद्धया श्रण्वन्ति कोलाहलं न कुर्वन्ति यदा ज्यामितामनुभवन्ति छात्राः तदानीं कोलाहलं कुर्वन्ति अतः नावगच्छन्ति चेत् असकृत्वा वक्तव्यं भवति एकवारं वदामः न न अवगच्छन्ति द्विवारं वदामः नावगच्छन्ति सर्वेऽपि छात्राः एकस्तरीयाः छात्राः न भवन्ति केचन एकसन्ताहिग्राहिछात्राः भवन्ति केचन द्विसन्ताहिग्राहिछात्राः भवन्ति केचन बहुवारं वदामश्चेदपि ते नावगच्छन्ति तादृशछात्राः अपि भवन्ति तत्र सहनं सहनम् अध्यापकेषु अस्मासु एव भवेत् अध्यापकेषु भवेत् तदर्थमेव खलु वयं वेतनं स्वीकुर्मः वेतनं लक्षाधिकं वेतनं किमर्थं सर्वकारेण दीयते अतः सहनशक्तिः अध्यापकेषु भवेत् अध्यापकेषु सहनशक्तिर्भवति चेदेव छात्राः श्रोतुं शक्नुवन्ति एवं छात्राः कोलाहलं कुर्वन्ति तेषां कृते वेतनं न कोऽपि ददाति अतः तेषां तु स्वभाव एव कपि चे कपेः कृते कपिः यथा चेष्टां करोति तद्वत् छात्राः अपि चेष्टां कुर्वन्त्येव अतः सहन सहनशक्त्या वयं स्थित्वा तत्र छात्राणां कृते बोधयामः आ तद् समीचीनम् एवं समीचीनं समीचनम् इदानीमेव तादृशव्यवस्थामहं कल्पयामि तदर्थम् तत् डिजिटल् माध्यमेन प्रदर्शयितुं यत् चित्राणि यानि चित्राणि अपेक्षितानि सन्ति यद् मेटीरोयल् अस्ति तत्सर्वं सिद्धं कृत्वा स्थापयतु सङ्गृहीतम् अस्ति वा तर्हि अहं तर्हि अवश्यमहं सूचयामि अस्माकं विभाग वेङ्कटरामय्य महोदयाः सन्ति तेषां कृते सूचयामि चेत् ते सर्वविधव्यवस्थां कल्पयति तर्हि अद्यदिनादारभ्य भवान् पाठयतु सम्यक् भवति यदा यदा तथा प्रक्षेपकमाध्यमेन यदा पाठं पाठयति तदानीं सर्वेऽपि छात्राः श्रद्धया पाठं श्रुण्वन्ति आ धन्यवादः धन्यवादः